सामाजिकपरिवर्तनम् अभिवृद्धिः इति विषये चिन्तयामः चेत् अस्माकं प्रदेशेषु भवननां पतनं नूतनमार्गाणां निर्माणम् एवं चलति तेन सम्यकेव विशालमार्गानणां निर्माणम् तेन नयनानन्दकरमार्गाणां निर्माणं चलति उत्तमः विषयः एव परन्तु उचितगृहनिर्माणम् इति चिन्तयित्वा क्षेत्रेषु नाम सस्यानि यत्र वर्धय् वर्धन्ते तादृश प्रदेशेषु गृहनिर्माणं दूरे जनेभ्यः बहु दूरं गृहनिर्माणं कृत्वा अधिकधनव्ययं कृत्वा किञ्चित् असमीचीनं कार्यम् अपि चलति तत् सामाजिकपरिवर्तनम् अभिवृद्धिः इति नाम्ना एव जनानां कृते उचितरूपेण दत्त्वा एवम् तत् एवं मार्गानां निर्मानविषये अपि एकः उत्तमः नियमम् उत्तमं नियमं न पालयन्ति नूतनं निर्मान्ति पुनः तस्य खननं कृत्वा पुनः नूतननिर्माणं कुर्वन्ति एवम् एक उत्तमरीतिः एव नास्ति इति मम अभिप्रायः भवनसंरचनारूपाभिवृद्धौ अपि परिवर्तनं आवश्यकं प्रति भवने समीपे वृक्षाः पाठशालाः समीपे एव भवन्ति चेत् बहूनां समयस्य लाभः भवति सद्विनियोगः भवति इति